भारतीय नृत्यकलासु देशी मार्गयोः विचारः बहु चर्चितः अस्ति देसीनृत्यः इत्युक्ते अस्माकं प्रादेशिकजनानां ग्रामीणनृत्य प्रकारः अन्य भारतीयशास्त्रीयनृत्यप्रकारः देसीयनृत्यं जनाः सन्तोषम् अनुभवितुम् सन्तोष सन्दर्भे पर्वकाले इत्यादि सन्दर्भे कुर्वन्ति तत्र रागस्य तालस्य आवश्यकता एव न भवति भावप्रधानः भक्तिप्रधानः भवति देसीनृत्य परं शास्त्रीयनृत्यप्रकारे तथा न भवति शास्त्रीयनृत्यप्रकारम् वयं गुरुमुखेन एव प्राप्तुं शक्नुमः तत्र तालं रागं रागसमूहः च भवति अतः पण्डितानं मध्ये देसी मार्गयोः विचारस्य चर्चा तु सर्वदा भवति एव विचारः बहु चर्चितः विवादग्रस्तश्च वर्तते